नास्ति नास्ति आपणम् इदानीम् उद्घाटनं न नास्ति कः भवान् ओ केशकर्तनं कर्तुमिच्छति वा किं कर्तुमिच्छती ओपन् अस्ति भवान् आगतुं शक्नोति अष्टवादनतः आरभ्यते

ओ स्टैलिश् आपेक्षते वा किमपि वा स्टैल् भवतु भवान् अहं कर्तुं शक्नोमि वैण्डल् चिन्ता नास्ति

तथैव काल् करति चेत् धा तस्य कृते एकसहस्रमपेक्षते तत्र नं न्यूनं न्यूनं तु कर्तुं शक्यते परन्तु अत्र बहु फ़ेसिलिटीस् अस्ति खलु भवान् आगच्छति चेत् तत्र बहु फ़ेसिलिटि अस्ति डिफ़रेण्ट् स्टैल्स् अस्ति भवतः कृते मसाज् अपि भविष्यति अस्तु अस्तु किञ्चित् किञ्चित् न्यूनं कुर्मः आगच्छतु भवान् भवतः तु अस्तु न अवश्यं अस्तु आगच्छतु चिन्ता मास्तु अत्रैव आगच्छतु तत् कियत् अ पेक्षते अत्र अत्र तु अहं फ़ेमस् अस्मि भोः मम आपणस्य समिपे आगच्छति चेत् टिकेट् अपि अपेक्षते भवतः कृते तत्र टिकेट् अपि कर्तव्यमस्ति तदर्थं क कुर्वन्ति एव आगच्छतु मम आपणस्य समीपे एव इदानीं बालकास्सन्ति ते एव तथैव कृतवन्तस्सन्ति अतः पादादारभ्य शिरसिपर्यन्तं स्मसजादिकं भवति पुनः मसाज् मसाज् मालिशादिकं भवति पुनः ए सि अस्ति उपवेष्टुं चलचित्रादिकमस्ति फ़्री वैफ़ै अस्ति नास्ति तदर्थं भवान् प्रतीक्षा करोति चेत् तदानीं भवतः कृते फ़ूड्स् अपि मिलति एतत्सर्वं बहु सौविध्यमस्ति अत्र आगच्छति चेत् तदानिं ज्ञायते तत्र बोरिङ्ग् न भवति प्रतिक्षा करोति चेत् तत्र बोरिङ्ग् न भवति तत् बहुसङ्ख्या जनाः नागच्छन्ति भोः अस्तु अस्तु कट् करोमि वा कट् करोमि वा